अहं तत्र मम जीवने शुभस्य घटनायाः आरम्भं करोमि यथा तत् गृहनिर्माणसन्दर्भे तत्र किङ्कुर्मः इत्युक्ते आदौ गृहस्य निर्माणपूर्वं तत्र गुद्लीपूजा इति कथ्यते तस्य गुद्लीपूजाम् अहं वयं कुर्मः तत्र आदौ तत्र एकम् एकां शिलां तत्र आनीय संस्थाप्य तत् पूजाम् इत्यादिकङ्कृत्वा गणपतिपूजा इत्यादिकङ्कृत्वा अनन्तरं तत्र गृहनिर्माणकार्यं वयं कुर्मः तदेतादृश तथा वयं कुर्मः इत्युक्ते अस्माकं जीवने अत्युत्तमम् उत्तमं भवति इति अस्माकं विश्वासः अस्ति अतः सर्वदा यत्किमपि कार्यं वयं कुर्मः प्रारम्भे तच्च गणपतिपूजा इत्यादिकङ्कृत्वा एव अस्माकम् अनन्तरस्य कार्यं कुर्मः इति अस्माभिः महान् तत् विश्वासः अस्ति अतः सर्वदा अथवा एकस्यापि कार्यस्यापि प्रारम्भे वयं तत्र आदौ विघ्नेशः विघ्नाहर्तारः यः भवति गणपतिः तस्य पूजाङ्कृत्वैव अनन्तरं कार्यं कुर्मः इति